योग शब्दः धातुद्वयेन उत्पन्नः एकः धातुः अस्ति युजिर् योगे अत्र संयोगः इत्यर्थः जीवात्मनः परमात्मनः एवम् अनयोः संयोगः एव योगः इति अर्थः अनेन धातुना उत्पद्यते अन्यः धातुः अस्ति युजसमाधौ अत्र समाधिः नाम एकाग्रता

योगः इत्यनेन जीवात्मपरमात्मनोः अभेदः अथवा मनसः ऐकाग्र्यम् इति अर्थद्वयम् उपलभ्यते योगाभ्यासः शरीरस्य रक्षणं करोति तत् केवलं न करोति योगः मनसः आत्मनश्च सन्तुलनं करोति प्रतिदिनं योगाभ्यासेन देहः मनः बुद्धिः सर्वमपि शुद्धं भवति पातञ्जलमुनिना स्वयमुक्तम् पातञ्जलयोगसूत्रे स तु दीर्घकाल नैरन्तर्य आसेवितो दृढभूमिः यस्मिन् क्षेत्रे भवामः वयं कार्यं कुर्वाणः स्मः तत्र प्रतिदिनम् प्रयत्नः भवेत् नैरन्तर्येण प्रयत्नः भवेत् श्रद्धया प्रयत्नः भवेदिति अतः योगं यदि प्रतिदिनं कुर्मः तदा शरीरस्वास्थ्यस्य रक्षणद्वारा मनसः अपि अभ्यासः भवति सन्तुलनदृष्ट्या पालनं कथं कर्तव्यं जीवनस्य क्लिष्टसन्दर्भे अपि मनसः सन्तुलनं कथं पालनीयम् इति प्रतिदिनं यदि अष्टाङ्गसहितं योगाभ्यासं कुर्मः तदा लक्ष्यते यमः नियमः आसनः प्राणायामः प्रत्याहारः धारणा ध्यानं समाधिः एतानि अष्टाङ्गानि प्रत्येकस्यापि विवरणं बहु अस्ति वयं तु सर्वं जानीमः एव लघुरूपेण अतः एव उक्तम् आसनादिकं केवलं योगः न प्राणायामः केवलं योगः न योगो नाम अष्टाङ्गसहितमेव भवेत् तदा एव तादृशः अभ्यासः शरीरमाध्यं खलु धर्मसाधनम् इत्युक्तद्वारेण कालिदासेन शरीरस्य रक्षणद्वारा मनसः आत्मनश्च सन्तुलनम् अष्टाङ्गसहितं योगाभ्यासद्वारा सिध्यति